भवान् अत्र समीपे आगतवान् इति सन्देशं दृष्टं मया परन्तु इतः मया भवतां यानं द्रष्टुं न शक्यते अहं मम गृहस्य द्वारे एव अस्मि मम गृहे त्रीणि स्कूटर् यानानि भवन्ति अथ च काञ्ची वरदराजमन्दिरस्य पुरतः एव मम गृहमस्ति